महिलाश्रमस्य कल्याणार्थं मन्त्रालयेन अनुदानसहायतायोजना चालिता अस्ति श्रमिकमहिलानां सङ्घटनार्थं तेषाम् अधिकाराणां कर्तव्यानां विषये शिक्षितुं च तेभ्यः कानूनीसहायतां प्रत् प्रदातुम् महिला कार्यकर्तानां समस्यानां विषये समाजे सामान्यजगरूक् रूकतां वर्धयितुम् उद्देश्यं कृत्वा गोष्ठी कार्यं कार्यशाला इत्यादीनाम् आयोजनं करणीयम् अस्याः योजनायाः अन्तर्गतं महिलाकर्मचारिणां हिताय विशिष्टानि परियोजनानि कर्तुम् स्व इच्छिकसङ्घटनेभ्यः सहायतानुदानद्वारा दानं प्रदातुम् प्रदत्तं भवति अस्याः योजनायाः अन्तर्गतं महिलाकार्यकर्तॄणां जागरूकता अभियानैः सम्बन्धानां परियोजनानां कृते धनं प् प्रदत्तं भवति अस्याः योजनायाः उद्देश्यं न्यूनतमवेतनं समानक्षतिपूर्तिः इत्यादयेषु परि परिश्रमिकक्षेत्रे महिलाकार्यं कार्यकर्तृषु जाग् जागरूकतां प्रसारयितुं तथा च महिलाकार्यकर्तॄणां कल्याणार्थम् उपलब्धानां केन्द्रियराज्य स् सर्वकारस्य एजन्सी संस्थायाः विविधं विविधयोजना योजनानां विषये सूचनां प्रसारयितुं च अस्ति